नमस्ते महोदय आ मम आयव्ययविषयः वक्तुम् अहम् आगतवती महोदय अस्त् ह हा सत्यं पुनः अहम् आगतवती अस्य संवत्सरस्य इन्कम् ट्याक्स् फैल् कर्तव्यम् अस्ति मम आधार् आ हा मम आदायां मम आदाय दशलक्षादधिकमेव वर्तते हा मम आदाय दशलक्षात् अधिकं वर्तते महोदय एतस्य कृते ट्याक्स् आगच्छति वा न वा

आम् हाम् महोदय

हा अस्तु

सत्यं महोदय

एफ् डि

हा एफ् डि एफ् डि इन्ट्रेस्ट् ह्म्

सत्यं महोदय ओ तावत् आगच्छति वा हा हा हा सत्यं महोदय किञ्चित् गृह लोन् अस्ति

आ सत्यम्

ओ तावत् धनमागमिष्यति वा आगच्छति वा महोदय ओ आम् वा अस्तु तर्हि अस्तु अहं तर्हि ह्म् करोतु महोदय आम् अस्तु महोदय अस्तु अस्तु धन्यवादः महोदय